प्रादेशिकवाणिज्यव्यवस्थायां संस्कृतस्य उपयोगः अधिकं न दृश्यते इति मम अभिप्रायः किन्दु अर्थशास्त्रग्रन्थः किल कौटिल्यस्य तद् पठति चेद् वाणिज्यव्यवस्थायाम् अस्य सदुपयोगः कर्तुं शक्यते